श्वः प्रातःकाले दशवादने मम तिरुवनन्तपुरम् इण्टर्नेश्नल् एर्पोर्ट्तः मम विमानमस्ति अतः शीघ्रं गन्तव्यं प्रातःकाले अष्टवादने आग आगन्तव्यं भवान् प्रातःकले अष्टवादने अहं तिरुवलं परशुरामक्षेत्रस्य बहिः तद् सभामण्डपस्य समीपे अहं तिष्ठामि तत्समये तत्र आगत्य वयं गच्छामः बोर्डिङ्ग् द अष्ट नववादने इति कारणात् तत्र अष्टवादनात् इतः आरम्भं कर्तव्यम् अतः एकवारं शीघ्रम् आगच्छतु अष्टवादने एव समये आगच्छतु